मूल्याङ्कानां सङ्ग्रहणे शैक्षणिकमूल्यमवश्यमस्ति तदानीन्तनधर्मः संस्कृतिः आदर्शपुरुषः अथवा समाजिकीरीतिः एतेषां विषयानां आधारेणैव मूल्याङ्कानां सङ्ग्रहः निर्माणं च जायते अतः तदानीन्तन मूल्याङ्कानां विषये अधुनापि प्रयोगः यद्यपि नास्ति परन्तु तेषां स्थापनेन कदाचित् अस्माभिः छात्राणां कृते वक्तुं शक्यते तदानीन्तनसंस्कृतिः रीतिः सभ्यता इदृशी आसीतिति